हरि ओं महोदय शिवाङ्गी छौरिका वा अहं अद्य आगच्छामि वा आपणम् किं किं कट् भवती हेयर् कट् आम् आम् बहु सम्यक् जातम् आसीत् मम ऑफिस् मध्ये अपि बहु जनाः उक्तवन्तः सम्यक् जातम् इति कृत् अहं भवतः अधूरं सम्यक् जातं आसीत अतः हरिओम् श्रूयमाणं वा भवान् बहु सम्यक् कृतवान् इत्युक्ते मम ऑफिस् मध्ये अपि सम्यक् उक्तवन्तः सम्यक् जातम् इति आम् अधुना पुनः वर्त् अस्तु अस्तु तर्हि अधुना एव आगच्छामि वा कदा

दीर्घं वर्धिताः स्टेप् कट् सम्भवति ओ एवं वा सोई तर्हि अहं आगच्छामि किं महोदय किं महोदय किं नाम महोदय सम्यक् कट् कुर्वन्ति खलु अतः अहं भवतः दूरवाणी संख्या अन्येभ्यः दत्तवती लघु बालिकानां वर्तते वा ओ अस्तु मेकप् किमपि अस्ति वा एतत् केवलं वा भवतु पश्यामः किं किं सम्य किं भवद् भवन्तः कृते यद् सम्यक् इति भासते तदेव कुर्वन्तु गत पर्याये अपि भवन्तः एव कृतवन्तः खलु

आम् आगच्छामि

आम् महोदय राम राम